अत्र तरणं समये शिशुक्षवः सामान्यतया एवंप्रकारेण दोषं कुर्वन्ति यत् जलेन निमज्जनादि एतस्य भयं कुरु भवन्ति बालकानां कृते इति कारणात् बहवः जनाः जलस्य समीपे नैव आगच्छन्ति ए एवं प्रकारेण दोषं कुर्वन्ति तत्र अपि मृत्युभयात् अपि कोपि तत्र जलस्य निमज्जनादि कृते नैव आगच्छति आदौ तेषां कृते मार्गदर्शनम् अहं करोमि तदनन्तरं जलं किमपि कस्यापि हानिः नैव भवन्ति तत् किमपि तदा तत्र स्वस्य उपरि हृदयं हृधयमध्ये विश्वासं करोमि इति अहं तासां कृते वदामि अहं तत्र जलं मध्ये स्वयम् एवं प्रथमतः गच्छामि अनन्तरं तेषां कृते सहायं कुर्वन्ति प्रतिदिनं तेषां कृते अभ्यासवर्गं स्वीकरोमि एवं माध्यमेन तासां मानसे यत् भयम् अस्ति तस्य निर्वाहणम् एवं दूरीकरोमि एषः न्यूनप्रभावयुक्तक्रीडा भवेत् परन्तु तरणम् अद्यापि द्विगुणं समयः आवश्यकं भवति येन विवरतः सृजन्ति तत्र अहं बालकानां कृते प्रथमतः प्रथमं लघु अङ्गुलीभिः हस्तं वा हस्तं समर्थनं जलं प्रविशन्तु येन हस्तस्य मर्दनं न भवति चेत् तत्र निमज्जनादि न भवति एतत् अहं तासां कृते वदामि तदनन्तरं जलम् अधः प्रविश्य स्कन्धवेदनायाः जोखिमः वर्धते अहं तासां कृते एतत् सर्वं करोमि तथा वदामि तासां कृते इति